आम् आं हरिः ओं नमस्ते सुप्रभातम्

मुरळीवेङ्कटकृष्ण अस्तु आं मम नाम श्रीनिवासन् वदतु भवान् वदतु हा बहु सुन्दरं निश्चयम् दशदिनं दशदिनं पर्याप्तं महोदय दशदिनं पर्याप्तं न न किन्तु दशदिनम् एव सन्ति किल तत् कारणेन भवान् कन्याकुमारीतः तिरुवनन्तपुरं पर्यन्तं रेल्यानम् अथवा कार्यानं करोतु तिरुवन तिरुवनंपु तिरुवनन्तपुरं तः न्यू डेहल्लि पर्यन्तं विमानेन यत्रां करणं करणीयम् न्यू डेल्ली तः हिमाचलप्रदेशल् प्रदेशस्य बहु स्थलाः कार्याने कार्यानेन कर्तुं शक्यते

कन्याकुमारीतः ओ के ओ के अथवा कन्या कन्याकुमारीतः तिरुवनंन्तपुरपर्यन्तम् एकं कार्यानम् तिरुवनन्तपुरं तः न्यू डेल्ली पर्यन्तं विमानयात्रा न्यू डेल्ली विमानकेन्द्रतः कम्प्लीट् उल्लासयात्रा तत् कार्येन कार्यानम् सिद्धं सिद्धं कर्तुं शक्यते शक्यते चिन्ता मास्तु

इत्युक्ते कः पृच्चा अं हा आम् आप् सस्यौ सस्यभोजनम् अथवा मांसभोजनं सस्यभोजनम् हा हा उत्तमम् उत्तमं तस्य किन्तु न कारणं किं हिमाचलप्रदेशे बहु भोजनालये सस्य आहारम् एव मिलति तत्कारणेन ओ मः मः उत्तमम् ये त्रीणि यात्राणि टोटल् एकलक्ष्यं रूप्या अन्तः आगच्छति

हा बहवः भवान् अल्पं शीघ्रम् उक्तम् यू नो आवश्यकम् कारणम् स्थलं न मिलितः मिलामि हा तत् कारणेन हा अरेञ्ज्मेण्ट् सिद्धं करणीयं किल तत् कारणेन ओ एवं नमस्ते नमस्ते